भारतदेशस्य अन्यान्यप्रदेशेषु संस्कृतभाषायाः सांस्कृतिकं भाषिकं प्रभावः कीदृशो नाम ये च संस्कृतम् अधीतवन्तः ते सम्यक् भाषणं कुर्वन्ति अथवा वार्तालापं कुर्वन्ति परन्तु ये च किञ्चित् अधीत्य आगतवन्तः तेभ्यः क्लिष्टकरमेव पुनश्च परन्तु ते तज्ज्ञानं प्राप्तवन्तः संस्कृतविषये ते पुनश्च ये च संस्कृतं किञ्चिदपि न जानन्ति ते ये च जानन्ति तेभ्यः गौरवं यच्छन्ति अवकाशं यच्छन्ति यत् कुत् यत्र कुत्रचित् सभायां वा अथवा अन्यत्कार्यक्रमे वा संस्कृतेन भाषितुं येन च जनाः तस्मिन् विषये जानन्ति इति